हरि ओम् हरि ओम् सर् वर्य मास्तु अहं तु सर्वर् अस्मि अधुना अ ह परस्पर परस्परं भावयन्तः वर्य भवतु महोदय प्रणामाः भवतु प्रेषयतु महोदय दिवाकरः वा दिवाकरमहोदय भवतु महोदय अवश्यं स्वागतं बहुसुन्दरम् भवतु महोदय प्रेषयतु प्रेषयन्तु भवन्तः भवतु महोदय स्वा प्रथमं प्रथमं स्वागतं व्याहरामि तस्मै पानीयं पाययामि जलं ददामि तदनन्तरमेव तस्य अभीष्टानुसारं अल्पाहारं वा भोजनं वा यदिच्छति तत् तत् दास्यामि अवश्यं महोदय परिवेशयामि प्रेशयन्तु भवन्तः दिवाकरः वा भवतु महोदय वयमपी भवतां भवतु महोदय धन्यवादः महोदय आ कं किं वा इच्छति सः दिवाकरमहोदय अत्र अस्ति वा इड्ली वडा आदिकं स्वीकरोति वा माषापूपान् स्वीकरोति वा चोशा सत्यं महोदय लशुनं विना आम् आय्स् स्वीकरोतु अवश्यं महोदय अवश्यं दास्यामि स्वागतं महोदय